नमो नमः महोदय अहं महोदय रघुवीरः वदामि अहं योगविषये ज्ञातुम् इच्छामि मम मित्रम् उक्तवान् यत् विष्णुमहोदय योगविषये अधिकं जानाति भवान् विष्णुमहोदय एव वदति वा आम् अच्छा महोदय वस्तुतः एवम् अस्ति मम उदरे पीडा भवति अहं तद् दृष्ट्या योगाभ्यासं कर्तुम् इच्छामि तु मम प्रश्न अस्ति योगद्वारा उदरपीडायाः निदानं सम्भवति वा

अस्तु महोदय यथा एकस्य आसनस्य अभ्यासः करणीये तर्हि कति दिनानि यावत् अभ्यासः कुर्मः महोदय एतद् योगः यदस्ति तद् केवलम् उदररोगस्य निदानं करोति अथवा यत् यानि जटिलानि तद् ये जटिलाः रोगाः सन्ति यथा हृदयसम्बन्धि रोगाः तेषाम् अपि निदानं भवति वा अस्तु महोदय इत्युक्ते योगद्वारा बहुलाभः भवितुं शक्नोति तु अहं श्वः आरभ्य भवतां केन्द्रे अवश्यम् एव आगच्छामि अस्तु महोदय आगच्छामि धन्यवादः